संस्कृतभाषायाः विकासः इदानीं वयं बहु उत्तमरीत्या पश्यन्तः स्मः यतः पूर्वं तु अस्माकं जेष्ठानां काले तु संस्कृतं केवलम् अध्ययनस्य भाषा एव आसीत् कोपि संस्कृतेन सम्भाषणं न कृतवान् तस्मिन् काले प्रायः द्विशताधिकवर्षेभ्य पूर्वं संस्कृतम् जनेषु आसीत् परन्तु अनन्तरं तु सा लुप्ता एव अभवत् अतः इदानीमेव वयं आपञ्च चत्वारिंशत् वर्षेभ्यः वयं किञ्चित् संस्कृतं जनभाषावत् वयं पश्यन्तः स्मः इदानीं सर्वे ये सामन्यजनाः सन्ति येषां पूर्वं संस्कृतस्य ज्ञानं नास्ति येषां वस्तुतः वेदस्य वा अथवा अस्माकं संस्कृतभाषायाः विषये किमपि न ज्ञातवन्तः ते अपि इदानीं संस्कृतस्य विषये ज्ञातुं शक्नुवन्ति संस्कृतं श्रुत्वा ओ एषा का भाषा वयमपि एतां भाषाम् अवगन्तुं शक्नुमः इति तेपि इदानीं भावयन्ति अतः अहं चिन्तयामि संस्कृतस्य विकासः निश्चयेन जायमाना अस्ति कोविड् समये एव वयं तद् दृष्टवन्तः यत् पूर्वं तु जनानां समीपे समयः अपि न आसीत् पठितुम् परन्तु कोविड् समये यत्र सर्वं वयम् आन्लैन् कोर्सस् इत्यादि वयं दृष्टवन्तः तेन जनाः बहु प्रभाविताः अभवन् प्रायः सहस्रशः जनाः आन्लैन् द्वारा संस्कृतं पठितवन्तः अतः केवलं या भाषा पूर्वं तु अध्ययनस्य भाषा आसीत् सा भाषा इदानीं जनभाषा जाता बहवः पठन्तः सन्ति तत्र भाषायाम् आसक्तिः अपि इदानीं जनेषु दृष्यते अतः निश्चयेन संस्कृतस्य विकासः जायमाना अस्ति